इदानीन्तनसमाजे भारते इतिहासशालासु इतिहासः पाठ्यते सत्यं परन्तु तासु इतिहासशालासु महती समस्या वर्तते कथं का समस्या इति चेत् इदानीम् इतिहासे भारतस्य सनातनधर्मस्य इतिहासः न पाठ्यते यथा भारते विद्यमानानां पुरातनानां राज्ञां चरित्रं राज्ञीनां चरित्रं भगवतः चरित्रं मन्दिराणां चरित निर्माणकौशलम् इत्यादिकं न पाठ्यते अपि च आङ्ग्लजनानाम् आगमनम् आङ्ग्लजनैः कथम् अस्माभिः ताडिताः आङ्ग्लजनाः किमर्थम् आगताः इति पाठ्यते एवं मोघोलजनाः आगत्य कथं भारतस्य ध्वंसं कृतवन्तः ते विषयाः अत्र पाठ्यन्ते एतेपि विषयाः समीचिनाः जनैः ज्ञातव्याश्च वर्तन्ते परन्तु स्वकीयस्य धर्मस्यापि ज्ञानं भवति चेत् वरं भवति इति धिया इतिहासशालासु स्वकीयस्य धर्मस्यापि ज्ञानं भवति चेत् वरं भवति एवं पाश्चात्यदेशानाम् इतिहासस्य विषये ज्ञानं भवति चेत् वरं भवतीति मे मतिः